मया व्याकरणशास्त्रम् अधीयते आधुनिककाले पाणिनीयव्याकरणमेव अत्यधिकम् अधीयते पाणिनीयव्याकरणस्य मूलग्रन्थं पाणिनेः अष्टाध्यायी वर्तते अष्टाध्यायी महर्षिणा पाणिनिना रचिता अष्टाध्यायी नाम अष्टाध्यायानां समाहारः वर्तते पुनः प्रत्येकस्मिन् अध्याये चत्वारः पादाः वर्तन्ते एवं रूपेण अष्टाध्याय्यां चतुर्विंशति अध्यायाः चतुर्विंशति पादाः सन्ति नयण्टि नैन् पायिण्ट् नैन् पर्सण्टेज् लौकिकप्रयोगाः अनेन पाणीनीयव्याकरणेन साध्यन्ते इति अस्य व्याकरणस्य माहात्म्यम् अस्ति इदं व्याकरणं सूत्ररूपं वर्तते तत्र प्रायः चतुस्सहस्रसूत्राणि सन्ति